तनावेन प्रायः तीव्र शिरोवेदनां भवति एतादृशेषु सति लवङ्गः अतीव उपयोगेन भवन्ति लवङ्गस्य लवङ्गतैलस्य च वेदना शमकगुणाः सन्ति लवङ्गस्य सूक्ष्मचूर्णं कृत्वा एतच्चूर्णं पटलें बद्ध्वा गन्धं कृत्वा शिरोवेदना शमनं भवति वेदना न्यूनी भवति दौ चम्मचौ नारिकेलेन सह एकचम्मच लवनं च चतुर्पञ्चबिन्दुं लवनतैलं च मिश्रयित्वा ललाटे मन्दं लेपयेत् शीघ्रम् उपशमनं ददाति चक्षुषु मुक्तिं प्राप्तुम् इच्छति वा तत् गृहे एव एतत् सुलभम् उपायं कुर्वन्तु पुदीनापत्रेषु पुदीनातैलञ्च मेन्थालः भवति मस्तिष्के रक्तवाहिनां विस्तारं कर्तुं लाभप्रदम् अस्ति एवं चम्मचं तै जयन्तुतैलं समानमात्रायां पुदिनारसेन सह मिश्रयितुं तदनन्तरं ललाटे लेपयित्वा शिरोवेदना नश्यन्ति अदरस्य उपयोगः शिरोवेदनायाम् औषधरूपेण भवति शिरोकोषिकासु शोधनं न्यूनीकर्तुं सहाय्यं करोति आयुर्वेदे अदरकस्य गुणेन विशेषं बलं दत्तमस्ति शिरोवेदनायाः निवारेण आदरकं बहु प्रभावी भवति अपी च परिणामः आश्चर्यजनकाः सन्ति तदर्थम् एकं चम्मजं निम्बुरसं समानं च अद्रकरसं च मिश्रयित्वा तत् मिश्रणं सेवयेत् एतत् मिश्रणं द्विद्वारं सेवेत् शिरोवेदना दूरं भविष्यति अन्य अद्रकस्य उपायः अस्ति यत् अद्रकस्य चम्मचस्य अद्रगस्य पेष्टं कृत्वा द्वौ चम्मचौ जलेन सह मिश्रयित्वा तत् पिष्टं ललाटे लेपयत् किञ्चित् कालानन्तरम् उष्णजलेन प्रक्षाल्यताम् शिरोवेदनायाः निवृत्यर्थं निम्बः बहु उपयोगीं भवति अतः निम्बरसम् उष्णजलेन मिश्रयित्वा सेवनं कुर्वन्तु यदि भवान् गैसरोगेण पीडितः अस्ति तर्हि एषः उपायः भवतः साहाय्यकः भविष्यति तस्मिन् शिलालवनं योजयित्वा शिरोवेदना अपचः च निवारयति